मम प्रदेशे स्वास्थ्यसेवाः उत्तमरीत्या प्रचलन्ति अस्मिन् प्रदेशे प्राथमिकस्वास्थ्यकेन्द्रम् एकम् अस्ति तत्र एकः मुख्यः वैद्यः अस्ति अन्या च आपत्कालिक उपवैद्या अपि अस्ति समर्थाः अनुवैद्याः तेषां निर्देशानुसारं कार्यं कुर्वन्ति अत्र कार्याणि आदिनं भवन्ति इत्युक्ते ट्वेन्टि फ़ोर् अवर् सर्वीस् प्रदीयते औषधानि अनुपलब्धानि चेत् पार्श्वस्थ प्रदेशात् आनयन्ति काले काले सूच्यौषधविषये शिबिराणि अपि तत्र का कार्यं कुर्वन्ति प्रसवसमये मातुः शिशोः च सम्यक् परिचरणं कुर्वन्तः सन्ति मम प्रदेशस्य स्वास्थ्य सेवारताः अतः अहं नगरं गन्तुं न इच्छामि